बाल्यकालतया गायने मम रुचिः बहु सम्यक्रीत्या आसीत् कथं कस्मिन् स् वयसि मम गा गायनप्रतिभा अजनिता इति वदति चेद् अहं न स्मरामि किन्तु मम गृहे तु सर्वे वदन्ति बाल्यकालतया मम तद् रुचिः अस्ति इति पठनम् इदानीं न कृतं किन्तु कलालये पूर्वं विद्यालये सर्वत्र प्रतिभाप्रदर्शनं तत्र अभवत् कथम् इत्युक्ते प्रार्थना वा भवतु कलालये किमपि उत्सवः किमपि आगच्छति चेद् मन्दिरे वा कलालये वा सर्वम् मम गीतं तत्रैव आसीत् शिबिरेव मम श्लोकं वक्तुं श्लोकं कथनार्थम् एवं मम साद् गीता सर्वं वा पठनार्थं वा पाठनार्थं वा एतद् मम बहु सहाय्यं भव् अभवत्